मम प्रदेशे उल्लेखनीयानि विशिष्टस्थानानि पर्यटनस्थलानि वा अवश्यं सन्ति एतानि स्थलानि मल्लेश्वरस्य मध्ये विद्यमानानि देवालयाः एव तेषु प्राचिनतमदेवालयः काडूमल्लेश्वरदेवालयः ततः एव तत् ग्रामस्य नाम मल्लेश्वर इति आगतं तस्य पार्श्वे विद्यमानः श्रीलक्ष्मीनृसिंहदेवालयः तस्य पुरतः विद्यमानः नन्दीतीर्थदेवालयः दक्षिणमुखनन्दीतीर्थदेवालयः तस्य पुरतः विद्यमानः गङ्गम्मादेवीदेवालयः पृष्ठतः विद्यमानः राघवेन्द्रदेवालयः पार्श्वे विद्यमान सायिबाबामन्दिरम् एतानि सर्वाणि स्थानानि आगन्तुकानां कृते महत्त्वपूर्णं सद्विषय बोधकाः स्थलाः एव सन्ति अपि च तस्मिन् स्थले वेणुगोपालकृष्णस्वामिनः देवालयः तदनन्तरं पार्श्वे राममन्दिरः अपि च कन्निकापरमेश्वरी देवालयः तद् गुड्डे गणपतिदेवालयः इत्यादि बहवः दे देवालयाः सन्ति एतेषां देवालयानां मध्ये बहवः उपन्यासकाः आगत्य अपि च बहवः महत् सन्यासिनः अपि च आगत्य सम्यग्रीत्या देवालयस्य पालनार्थं पोषणार्थं जनान् उद्बोधितवन्तः इत्येव तस्य माहात्म्यम्